कथासाहित्ये अथवा काव्यक्षेत्रे संस्कृतस्य महत्वम् अधिकमस्ति कारणं वयं जानामि संस्कृतभाषा देवभाषा भाषा अस्ति संस्कृतभाषाः प्राचीनकालात् आरभ्या अस्ति प्राचीनकाले यत् धर्मग्रन्थं नाटकं रूपकं उपरूपकम् इत्यादि रचितम् अस्ति तत् सर्वं संस्कृतभाषया एव रचितम् अस्ति अर्थात् संस्कृतभाषा इदानींतनीया भाषा नास्ति संस्कृतभाषा प्राचीनकालात् आरभ्य एव प्रचलमाना भाषा अस्ति प्राचीनकाले यत् सर्व धर्मग्रन्थः अस्ति तत् सर्वेभ्य धर्मग्रन्थाः संस्कृतभाषया एव रचितमस्ति उदाहारणस्वरूपे स्वरूपं वयं वक्तुं शक्नुमः अस्माकं सर्व बृहत् धर्मग्रन्थं महाभारतं महाभारतग्रन्थं सर्वप्रथमं संस्कृतेन एव रचितमस्ति तदनन्तरं तस्य हिन्दी इत्यादि भाषायां रचना जायते एवं च रघुवंशमहाकाव्यं किरातार्जुनीयं वाल्मीकिरामायणम् इत्यादि सर्वे ग्रन्थाः संस्कृते एव आसीत्